हरिः ओम् लते अहं गीता वदामि अहं चेन्नैनगरम् आगतवती अहं पाकशालां न सेट् कर्तुं सेट् करोति अतः अहं भोजनं स्वीकर्तुम् इच्छामि कः सम्यक् अस्ति ज़ोमेटो वा स्विग्गी वा कृपया वदतु लते एटूबी सम्यक् अस्ति वा कानि उपकारगृहाणि सन्ति तद्विषये तद्विषये कृपया वदतु